हरिः ओं

हा श्रूयते भवान् बश् चालकः खलु हा इदानीं हुब्बल्लितः अहं बेङ्ग्लूरु प्रस्थितः आं प्रयाणिकः अस्मि यात्रिकः हुब्बल्लीतः बेङ्गलूरु गन्तुमिच्छामि भवतां यानं बुक् कृतवान् अस्मि एवम् एवं कुत्र अस्ति इदानीं कुत्र आगन्तव्यं कस्मिन् समये प्रस्थानं हा तत्र ओके तत्रैव आगच्छामि निश्चिते काले

ओके आगच्छामि आगच्छामि आगतः आगतः एतदेव खलु रक्तवर्णीयं खलु यानं किं भोः यानमेवमस्ति हुब्बल्लितः बेङ्गलूर्नगरं गन्तव्यमस्ति व्यवस्था तु कल्पिता खलु

हा हा हा हा अस्तु एकं समीचीनं सुव्यवस्थितं स्थानं मह्यं दापयतु अहमिदानीमन्तः गच्छन्नस्मि कुत्र षोडश मम आसनसङ्ख्या षोडश अस्ति उपविष्ट किं भोः उपवेशनार्थमपि स्थानमेवमस्ति हा साफ़्ट् साफ़्ट् किमपि नास्ति वा अत्र शिलायाः उपरि उपविष्टः इव अस्ति हा हा हा एवमेवं

जलं जलमस्ति मम गृहादानीतवानस्मि अहं गृहादानीतवानस्मि भवन्तः तु न यच्छन्तीति अहं जानामि गृहादानीतवानस्मि

अस्तु आरम्भं करोतु आदौ हा हा ब्रेक् सर्वमस्ति वा भवान् यानं चालयितुं सम्यक् जानति वा ड्रैविङ्ग् लैसेन्स् इत्यादिकमस्ति किं हा अतः एव वदन्नस्मि सर्वकारीयजनाः एवं धनादिकं दत्त्वा चालकाः भवन्ति मध्ये कुत्रापि गत्वा ताडयन्ति वृक्षाः अधः पतन्ति हा हा हा एवम् अस्तु अस्तु कथञ्चित् बेङ्ग्लूर् दापयतु हा अस्तु हा चिन्ता नास्ति चिन्ता नास्ति

हा एवं चिन्ता नास्ति चिन्ता नास्ति हा वेगेन गच्छतु अहं निद्रां करोमि किन्तु भवान् निद्रां न करोतु भवान् चालकः अस्ति

हा अस्तु अस्तु शुभम्